यथा वेदस्य यदि तत्र अङ्गानां विषये चर्चा कुर्मः वस्तुतः तत्र षडङ्गाः वर्तन्ते शिक्षाकल्पव्याकरणनिरुक्तछन्दज्योतिषमिति परन्तु कथं तेषाम् अङ्गानां वैशिष्ट्यम् इत्युक्ते कथं तावत् अस्माभिः प्राधान्यं दीयते तेषानाम् अङ्गानां विषये को तत्र विशेषः अत्र कथमस्य अभिप्रायः वर्तते यत् शिक्षा शिक्षा इत्युक्ते शास्त्रस्य अध्ययनं कथं करणीयं शिक्षा इत्युक्ते ज्ञानं नूनमावश्यकम् अपि च व्याकरणमित्युक्ते भाषाशुध्यर्थं व्याकरणमध्ययनम् ज्योतिषम् इत्युक्ते समयज्ञानार्थं ज्योतिषमध्ययनं कस्मिन् समये किं कार्यं करणीयं तदर्थं ज्योतिषशास्त्रस्य अथवा ज्योतिषः खलु वेदस्य चक्षूरूपेण परिचीयते तदेव ज्योतिषशास्त्रस्यमपि अध्ययनं करणीयम् अपि च यथा मया उक्तम् व्याकरणं विषये व्याकरणम् इत्युक्ते भाषाशुद्ध्यर्थमेव व्याकरणस्य अध्ययनं करणीयं व्याकरणमित्युक्ते वेदस्य मुखम् इत्युक्ते व्याकरणम् पुनः छन्दः पादौ एतत् यत् कथनीयं वर्तते तदेव पादः इत्युक्ते वेदस्य पादः छन्दः इति इत्युक्ते यदि साहित्यक्षेत्रे यदि वयम् विचारं कुर्मः तर्हि छन्दविषये एवं ज्ञानं नूनमावश्यकं छन्दादि सम्यक् न स्यात् तर्हि अध्ययनं वृथैव भविष्यति अतः इत्यस्मिन् विषये शिक्षा भवतु निरुक्तं भवतु छन्दः भवतु अथवा ज्योतिषं भवतु एतत्तु भवति वेदस्य विभिन्नाङ्गानि यानि अङ्गानि प्रसिद्धरूपेण परिचयते तदेव अस्माभिः तदेव अङ्गमेव आधारिकृत्य अध्ययनं करणीयम् एवं सामाजिक क्षेत्रे समाजे अन्येषां कृते अपि वयं सम्यक् रूपेण शिक्षादानं कर्तुं शक्नुमः